अहम् ओण्लैन् मध्ये एक जीन्स् क्रीतं परन्तु तस्य तद्वत् वस्त्रस्य सैज़् बहु कष्टम् प्रक्षालनसम्ये वर्णानि स् सर्वाणि गच्छति कळर् तस्य वस्त्रस्य अहम् आर्डर् एकं ब्लू ब्लू कळर् नीलवर्णस्य एकं वस्त्रं स्वीकृत्य परन्तु आण्लैन् मध्ये कृष्णवर्णस्य एकं जीन्स् आगतम् तत् बहूनि तत् सैज़् बहूनि कष्टं तत् सम्यक् नास्ति